चतुर्विंशत्त्युत्तर अष्टादशशततमवर्षस्य मे मासस्य पञ्चदशः दिनाङ्कः त्रिपञ्चाशदुत्तरसप्तदशशततमवर्षस्य मार्च् मासस्य एकत्रिंशः दिनाङ्कः एकोनपञ्चाशदुत्तर एकोनविंशतिशततमवर्षस्य जून् मासस्य त्रयोविंशः दिनाङ्कः सप्ताधिकद्विसहस्रतमवर्षस्य सेप्टेम्बर् मासस्य अष्टाविंशः दिनाङ्कः पञ्चत्रिंशदुत्तर पञ्चदशशततमवर्षस्य डिसेम्बर् मासस्य अष्टमः दिनाङ्कः